बहुषु शालासम्मेलनेषु मया भागः गृहीतः वर्तते यथा अनुसन्धानविषयिकायां शालायां दर्शनविषयिकायां शालायां तत्र विज्ञानविषयिकायां शालायां साहित्यवियिकायां शालायाम् एवञ्च बह्वीषु शालासु अहं भागं गृहीतवती तत्र विषयभेदात् साधनभेदः विद्यते यथा शास्त्रीयं शालायां वचनादिकं प्राधान्येन भवति तत्र प्रयोगपक्षः प्रायेण न विद्यते अतः अत्र सिद्धान्तपक्षः व्यवहारपक्षश्च भवति तत्रैव मम अभिरुचिः विद्यते यथा अहं सकृत् एकवारं योगकार्यशालायाम् अगच्छम् तत्र सिद्धान्तपक्षः बोधितः किञ्च व्यवहारपक्षः अपि बोधितः तेन सिद्धान्तव्यवहाराभ्यां मम बुद्धिः विकसिता अभूत्